अस्माकं जीवनशैल्यां विद्युदास्रितत्वं तु अस्ति एव विद्युद् विना इदानीन्तनकाले नाम आदुनिकयुगे जीवनं तु अशक्यमेव गृहेषु तथा कार्यालयेषु विद्युत्शक्तिः हि अत्यन्तम् अपेक्षितमेव अतः तस्य व्यत्ययस्य व्यत्ययसमये अनेकेषु कार्येषु विध्नं सम्भवति तेषु कार्येषु समाप्तिर्न सम्भवति अतः विद्युत्युत् व्यत्यस् व्यत्ययस्य प्रभावः कार्य कार्यालयेषु एव अदिकतया समस्यारूपेण वर्तते अतः तादृशविद्युत्व्यत्ययसमये प्रकाशप्रत्यार्थम् इदानीं इदा इदानीन्तनकाले अनेकानि उपकरणानि उपयोगं कुर्वन्तः सन्ति अतः अधिकाः जनाः इन्वर्टर् इति धिया विद्यमान उपकरणमेव उपयोगं कुर्वन्तः सन्ति एतत् उपकरणन्तु ऊर्जस्य प्रभाववशात् विद्युत्व्यत्ययसमये अपि प्रकाशप्राप्तौ निश्चितसमये उपकार उपकार क करोति अतः जनानां निकटे आधुनिककाले इन्वर्टर् तु अस्ति एव